नमस्कारः मम नाम सीता अस्ति मया गणेशः ट्रावेल् इत्यस्मात् इनोवा कार् बुक् कृतम् आसीत् तद् कार् पेरम्बावूर् इति उक्तमासीत् परन्तु केनचित् विशेषकारणात् मया ततः गन्तुमभवत् भवान् महाविद्यालयमार्गमागन्तुं शक्नोति वा अहं तत्र भविष्यामि